योगशिक्षणार्थम् अहम् अन्तर्जालवाहिनी किञ्चित् अनुसरामि किमर्थं चेत् योगशिक्षणस्य पूर्णतया विषयप्राप्त्यर्थं ज्ञानार्थं पतञ्जलिकृतयोगशिक्षणम् अध्ययनं कर्तव्यं परन्तु योगस्य केवलम् अनुक्रमणिका ज्ञानम् अवाप्त्यर्थम् अन्तर्जाल अथवा इण्टर्नेट् द्वारा अध्ययनं कार्यम् पुनः प्रपञ्चे योगो नाम शारीरिकव्यायामः इति अनृतकल्पना भवति तत्तु योगो नाम चित्तवृत्तिनिरोधः इति तस्य सूत्रस्य व्याख्यायं व्याख्यानं भवति योगे अष्टौ आसनानि विद्यन्ते तानि सर्वाणि अधीत्य योगस्य मोक्षं समाधिस्थितिं प्राप्स् प्राप्त्यर्थं एकं मार्गं विद्यते अतः तस्मिन् सम् परिज्ञातं सम्यक् परिज्ञातं ज्ञानार्थं योगशिक्षणस्य ग्रन्थस्य अध्ययनं क् कार्यम् इति मम अभिप्रायः